हरि ओम् नमस्कारः महोदयः अहं संस्कृतविद्यालयस्य अध्यापकः हा अत्र पूर्वस्मिन् वर्षे पाठनादिकं तथा शैक् पूर्वस्मिन् शैक्षणिकवर्षे यत् अध्ययनार्थं विषयानि दत्तम् अस्मिन् वर्षे किमपि नूतनं विषयं प्रदत्तं वा

आम् आम् हा ओ हो हो हो हो हो आम् आम् आम् आम् आम् आम् तत्र क्षेत्रमिति इति वर्तते खलु तद् विषयम् अस्ति वा अस्मिन् वर्षे तत् अस्ति वा आ हा हा हा हा आमाम् आम् आम् तस्मादेव पृष्टं अहं

हा तत् ब्रह्मसूत्रादिकं सुधा तत्सर्वं भवति हा आम् आम् आम् आम् हा उपनिषदादिकं दशोपनिषदादिकं

अलङ्कार तर्कशास्त्रे शक्तिवादादिकं प्रामाण्यवादः हा हा अलङ्कारेऽपि कुवलायनन् कुवलयानन्दः हा आम् आम् आम् आम् हा तत्र मया एकं विषयं स्मृ श्रुतं तत्र द्वितीयवर्षे शास्त्री द्वितीयवर्षे तत् व्याकरणे व्याकरणपठ्यभागे सर्वं कृदन्तप्रकरणमेव दत्तं इति शृतं तद् किमर्थम् इति किञ्चित् किमर्थञ्चेत् हूं

आम् आम् शिष्य आम् आम् शिष्याद् शिषैः अपि परिश्रमं कर्तव्यमेव हूं आम् आम् ह तथा म मया किञ्चित् चिन्तितं तत् अस्मिन् शैक्षणिकवर्षे अन्तिमे यदि युष्माभिः आगच्छन्ति चेत् अस्माकं विद्यालये किञ्चित् विषये चर्चादिकं क्रियन्ते चेत्

किं तद् व्यत्यासः हा हा हा हा हा तत् तत् तदेव मया चिन्तितं सर्वैः भागं कर्तव्यं भागं कर्तुं हो अङ्कानमपि वर्तन्ते वा हा अस्तु अस्तु अन्तरिकन् अङ्काः हा आन्तरिक अङ्काः हा तत्तु अस्माकं विद्यालये प्रतिपक्षे एकम् एकाम् सभाम् आहूय तत् क्रीयन्ते हो षण्मासम् एकं प्रबन्धं

तत् कर्तव्यं अस्तु अस्तु अचार्य अस्तु अस्तु आचार्य अस्तु महोदय पुनः मिलामि धन्यवादाः